ह्यः मया एकं विद्युत् चुल्लीं स्वीकृतम् अमेज़ान् तः तेन आदौ निमेषद्वयं सम्यगेव कार्यं कृतं परन्तु झटिति तस्य स्फोटः जातः अतः तस्य विनिमयः करणीयः